यदा गृहे वयं एल् पि जि सिलेण्डर् उपयोगं कुर्म तदा एक विषयं बहुमुख्यं भवति किमित्युक्ते बहु पुरातन एतत् गेस् स्टूब् न उपयोगं कुर्म तद् सर्वदा सर्वीस् करणीयं अनन्तरं तु किमपि क्षिपति चेत् पाकं यदा कुर्म क्वतिथं वा किमपि स्टौ मध्ये क्षिपति चेत् तत् अनुक्षणं स्वच्छतां करणीयं अन्यथा तत्र द्वारमध्ये गत्वा वायु गत्वा तत्र उपविषन्ति कदाचित् तदपि प्राब्लम् भवति अत तत् एल् पि जि यदा उपयोगं कुर्म तदा किञ्चित् तस्मिन् विषये स्वच्छता विषये वा अनन्तरं यदा कदा आवश्यकं तदा तत्र ट्यूब् अपि परिवर्तनं करणीयं तस्मिन् विषये ज्ञानमस्ति चेत् परियाप्तम् अन्यथा अत्र किमपि बहू अधिकं प्राब्लम् नास्तीति मन्ये